नमस्ते हरि ओं महदये भवती सङ्गीत सङ्गीतस्य अध्यापिका अस्ति किल हा अनघायाः अनघायाः अनन्यायाः पिता अस्मि अनग् द्वयमपि ब भवत्याः समीपे सङ्गीताभ्यासं कृतवत्याः हा हा हा हा इदानीमेव समाप्तवती अभ्यासं कथं करोति सा करोति करोति करोति नि नियतरूपेण करोति अन अनन्या कथम् अस्ति नैव इद इदानी इदानीमेव प्रारब्धं कृत कृतवती सा

कथयामि अहं कथयामि महोदय इतोपि एकं प्रश्नं प्रष्टव्यमस्ति मया म्यूसिक् उपकरणं कोपि पाठयति वा आहा

भव् भवती भव् भवती एव पाठयति हा हा हा यद यद यदा यदा अनघा अनन्या तत्र सङ्गीतम् अभ्यासं कर्तुम् आगच्छतः तदा एव तदा एव वीणा अपि पाठयितुं शक्यते वा भवता भव् भवत्या एव एवं एवं चेत् अग्रिम अग्रि अग्रिमकक्षातः भवती पाठयितुं शक्यते वा

अस् अस्तु भगिनी अस्तु भगिनी धन्यवादः धन्यवादः